मम राज्ये पारम्परिकशिक्षणं दीयमानाः संस्थाः इति संस्थाः अस्ति इति कुत्र कुत्रापि अस्ति इति अहं श्रो श् श्रुतमिति किन्तु तद् कुत्रापि अस्ति इति मम जानामि अहं न जानामि त्रिशूर् जिल्लयां एकं कलाशाला अस्ति तिरुवन्तपुरं जिल्लायां कलाशाला अस्ति अत्र कळरि नर्तनकला अपि प्रचलति तासां वर्धनार्थं केरलसंस्थायां सर्वेषां जिल्लायां सर्वेषां जिल्ले एकं कलाशाला प्रचलितव्यमिति मम अभिप्रायः कला कलाकारः सर्वेषु कला सर्वेषां कलाकार्यं कलाप्रवर्तनेषु अपि प्रवर्तितव्यं करणार्थं मम अपि करणार्थं किमपि कुर्यात् इति अभिप्राय मम अभिप्रायः त्रिप्पुणित्तर केरळकलामण्डलम् इति नाम्ना एकं कलाशाला कलाशालायां गुरुकुलसम्प्रदायम् अस्ति त्रिपुणितर आर् एल् वि रा राधा राधाविला विलासम् इति नाम्ना कलाशाला अस्ति तत्र गुरुकुलसम्प्रदायं पारम्परिकशिक्षणम् इति अस्ति नृत्यकला सङ्गीतनृत्यकलाभ्यासः प्रचलति कलरि कथक्कलि इत्यादिकला कलाः अपि प्रचलति अतः गुरुकुलसम्प्रदाये रीत्या पठित्वा सम्यक् गुणाः सन्ति